महिलाभ्यः उद्योगार्थं इदानीम् उत्तमाः अवसराः बहवः सन्ति पूर्व पूर्वे काले महिलाभ्यः गृहः बहिः एव न आगतवन्तः एजुकेषन् अपि नास्ति परन्तु इदानीं सर्वे उत्तमतया पठितवन्तः कार्याणि अपि कृतवन्तः कुर्वन् सन्ति उद्योगानि अपि पुरुषः महिलाः इति भेदः एव नास्ति सर्वे उत्तमतया कार्यमेव करोति अवसरानि बहवः सन्ति महिलायाः अपि उत्तमरीत्या उपयोगं कुर्वन् सन्ति अग्रे अग्रे अपि गच्छन् सन्ति